हरिः ओम् हा एवं एवं ओ हो तर्हि परीक्षायां न्यूनाः अङ्काः प्राप्ताः अतः चिन्ता बाधते एवं तर्हि अहं किं सहायं कर्तुं शक्नोमि एवं भवत्याः एवं कस्यां कक्षायां पठति भवती एवं तर्हि न्यूनाः अङ्काः प्राप्ताः भवती किं चिन्तितवती अग्रे कर्तव्यमिति किं भोः पश्यतु न्यूनाः अङ्काः लभ्यन्ते चेदपि अस्माकं जीवने तु हानिः न भवति कदापि अतः अङ्काः कदापि कर्ड्बोर्ड् मध्ये एव भवन्ति तत्र पत्रेषु वर्तमानानां विषये जीवनस्य सम्बन्धः न स्थापनीयः अवगम्यते वा भवत्याः किमपि तु निश्चितं स्यात् खलु अहं किमपि म्युसिक् विषये सङ्गीतविषये पठितुमिच्छामि अथवा तर्हि इति भवत्याः चिन्तनम् एवं तु नास्ति पश्यतु केचन विश्वविद्यालयाः तत्र स्थापयितुमपि अवसरं कल्पयन्ति भवत्याः नाम अतः तत्र प्रत्येकं विश्वविद्यालयस्य कृते काचित् एन्ट्रन्स् इति भवति तर्हि भवत्याः हा भवत्याः क् का वा तत्र न्यूनता स्यात् अङ्केषु भवति तत्र विश्वविद्यालयप्रवेशमर्हति एवञ्च कदापि अङ्काः न्यूनाः प्राप्ताः इत्यतः मम जीवनं समाप्तम् इति इमे विषयाः शिरसि न भवेयुः ज्ञायते पुनः इदानीं तु परीक्षा हा हा तत्र तु तत् विश्वविद्यालयः एव प्रष्टव्यः किन्तु तस्मात् प्राक् एन्ट्रन्स् तु सर्वमिदानीं मासद्वयाभ्यन्तरे आरप्स्यते तावता भवती स्ट्रेस् मध्येव भवति वा न खलु नैव भवितव्यमिति अतः यद् भवत्याः इष्टं वर्तते क्रीडा भवतु पाकः भवतु अथवा कुत्रचित् कलादिकं भवतु तस्याः तत्र भवत्या मनः रमणीयं भवेत् एवं अतः अनुजा अनुजः वा अस्ति वा गृहे अथवा अग्रजा तर्हि तेन सह तया सह वा किञ्चित् बहिर् गत्वा आगच्छतु उपवनं गच्छतु किञ्चित् क्रीडतु हा येन भवत्याः किञ्चित् मनोवस्था सम्यक् भविष्यति अतः इमे विषयाः कदापि मनसि न भवेयुः तथा किञ्चित् वक्तव्यम् अस्तु अस्तु तर्हि